क्रोश इति विषये मम होबि इति कारणेन तत्र अन्तिमदिनं इति निर्णयं कृत्वा किमपि करणीयम् इति सङ्कल्पः न स्वीकृतः एतावद् परन्तु नैरन्तर्येण क्रियमाणं कार्यम् अस्ति इति कारणेन वस्तूनि किञ्चित् तत्र

तद् स्वीकृत्य दातुं शक्नोमि यदि किमपि न नास्ति तस्मिन् समये तर्हि अन्यस्मिन् दिने किञ्चित् कालम् किञ्चित्कालानन्तरं तदेव मनसि यद् दातव्यम् इति इच्छा आसीत् तदेव समयं स्वीकृत्य कृत्वा तेषां कृते दास्यामि इत्येव इदानीं प्रक्रिया अस्ति